हा महोदयाः मह्यम् इदं पुस्तकमपेक्ष्यते अस्ति वा अस्माकं ग्रन्थालये अस्ति वा

लज्जा इति तस्लीमा नस्रीनस्य पुस्तकं हा हा आम् अस्तु अस्तु महोदयाः प्रथमं कुत्र अस्ति पुस्तकं भवत्यः यच्छन्तु किञ्चित् आ धन्यवादः महोदयाः पुनः यदि इतोऽपि मह्यम् अपेक्ष्यते चेत् अहं रिन्यू करोमि वा पुस्तकस्य दिनाङ्कम् आम आम् मम नाम्नि यदि इतोऽपि कोऽपि स्वीकर्तुं शक्यते वा नाम आम् आम् कोऽपि क्लेशः नास्ति खलु इदानीम् एतत् पुस्तकमस्ति वा पश्यन्तु महोदयाः इदं स्वातन्त्र्यवीरसावर्कर् महोदयस्य इदं भारतस्य प्रथमसं सङ्ग्रामः इति नाम्ना पुस्तकमस्ति खलु अस् अस्मिन् ग्रन्थालये अस्ति वा हामावश्यकं बहु महोदयाः इदानीं पाठ्ये अस्ति पाठे आम् आं धन्यवादाः महोदयाः न लभ्यमानमेव आसीत् कियद् दिनानि यावद् अन्विष्टवती न लभ्यमेव न लब्धमेव अतः भवत्यै बहु धन्यवादाः इदनीं द्वे पुस्तके खलु इतोऽपि त्रीणि पुस्तकानि अहं स्वीकर्तुं शक्नोमि वा आदौ भवत्यः ए एतानि अन्विश अन्वेषणं कुर्वन्तु यदि अस्ति वा अस्मिन् ग्रन्थालये अहं नामानि वदामि न इदं लिश्ट् एव सूची एव दास्यामि भवत्यै भवत्यः किञ्चित् पश्यन्तु

आमाम् अहम् अधुना इदम् एतानि स्वीकृत्य आगच्छामि भवत्यः यच्छन्तु माम् एतत् दृष्ट्वा वदन्तु च आम् धन्यवादाः